गुरुप्रसादः खिल अहम् अहं गणेशः वी वी पुरं पोलिस् स्टेशन् तः वदन् अस् नमस्ते अत्र इदानीं भवान् गृहे एव अस्ति वा

परन्तु भवान् परह्यः कुत्र आसीत् शिवमोग्गानगरे आसीत् वा अस्तु तत्र वी वी मोहल्ला तत् टेम्पल् रोड् एदस्ति तत्र एच् डी एफ् सी ए टी एम् गतवान् वा भवान् गुरुप्रसादः सत्यं वद भवान् तत्र ए टी एम् मध्ये गतवान् वा परह्यः ए टी एम् ए टी एम् मध्ये यत् सी सी टी वी केमेरा भवति तत्र भवान् आसीत् एव इति दृश्यते तत्र पञ्चादशसहस्ररुप्यकाणाम् चौर्यम् अभवत् इत्युक्ते कल् कर् अन्यः एकः धनं स्वीकर्तुं आगतवान् आसीत् परन्तु सः धनं विस्मृतवान् भवान् आगत्य तत् धनमपि स्वीकृतवान् इति तत् तत् दृश्यते एव सी सी टी वी केमेरा म् क्ते भवतः भवत् सदृशः अन्यः अग्रजः अनुजः वा अस्ति वा भवान् एकः एव पुत्रः भवान् अत्र नासीत् शिवमोग्गानगरे आसीत् तर्हि किं सी सी टी वी केमेरा असत्यं वदति किम् एतत् सर्वम् इदानीम् असत्यं वदति चेत् श्रुणो असत्यं वदति चेत् अहम् अनन्तरं वी वी पुरं पोलिस् स्टेषन् आनयामि आनयामः चेत् अत्र किदृशः व्यवहारः भवति इति भवान् जानाति एव भवान् इदानीम् एव सत्यं वदति चेत् भवान् तत् यत् स्वीकृतवान् धनं तत् ददाति चेत् दण्डः न्यूनः भवति यदा भवान् न अङ्गीकरोति तदा यदा वी वी पुरं पोलिस् स्त् स्टेषन् आगच्छति तदा व्यवहारः भिन्नः एव भवति तद् कृपया स्मर्तव्या इदानीं शीघ्रं शीघ्रम् आगत्य धनम् अत्र अर्पयतु अस्तु वा